हा सङ्गीतविषये मम ज्ञानम् अधिकं नास्ति किन्तु एकवारमहं पुस्तकमेलं गतवती तत्समये मम सखी सा सङ्गीतस्य विषये बहु तस्य एतद् आसक्तिः आसीत् मम मनसि एकः भावः अस्ति अहं मम स्वरः मधुरः नास्ति तदर्थं सङ्गीतस्य विषये अहं न जानामि सङ्गीतपुस्तकस्य विषये अहं न पठामि किन्तु तस्य अनुरोधेन अहं सङ्गीतपुस्तकं स्वीकृतवती अहं चिन्तितवती स्वीकृतवती खलु एकवारं पश्यामः पठामः इति न ज्ञायते चेदपि चिन्ता नास्ति एकवारं पठामः इति चिन्तयित्वा पुस्तकं उद्घाट्य प्रारम्भं कृतवती तदनन्तरं तद् अन्तः तस्य अलङ्कारः सर्वं पठित्वा पठित्वा किञ्चित् आसक्तिः वर्धितं अनन्तरम् अहं चिन्तितवती अहमपि एतद् बहु कष्टं नास्ति अभ्यासं कृत्वा कृत्वा आगच्छति इति चिन्तयित्वा तस्य पठनं कृत्वा इदानीम् अहं सङ्गीतं किमर्थं मनः परिवर्तणं भवति इत्युक्ते तत् पठित्वा पठित्वा मम कृते एतद् अभवतीत्युक्ते सङ्गीतमपि बहु कष्टं नास्ति अहमपि कर्तुं शक्नोमि एकः अस्ति खलु पद्यवन् हेल्ता हेल्ता राग बर्तदे इति तद् चिन्तयोत्वा अभ्यासं कृत्वा कृत्वा एव आगच्छति इति चिन्तयित्वा पुस्तकं पठित्वा पठित्वा मम अपि मन परिवर्तनमभवत् इदानीमहमपि सङ्गीतशिक्षा प्रारम्भं कृतवती